अहं शास्त्रीयसङ्गीतं गातुम् इच्छामि समकालीनभावगीतानि अपि गातुम् इच्छामि यस्य कस्यचित् गातुमिच्छति तस्य कृते सङ्गीतस्य कठिणं सुलभं वा किमपि न नास्ति इति अहं मन्ये परन्तु यत् यदि क्रमेण शास्त्रीयसङ्गीतस्य अभ्यासः करोति तर्हि अन्यत् किमपि प्रकारस्य सङ्गीतम् अतीवसुलभतया एव गातुं शक्नुवन्ति इति मम अभिप्रायः